ईदृशास्तु बहवः विषयाः सन्ति येभ्यः अहं सुखं प्राप्नोमि सन्तुष्टा भवामि तेषु एकं नाम खाद्यम् अहं खाद्यं बहु इच्छामि बहुप्रकारकं खाद्यं बहुदेशीयं खाद्यम् इच्छामि यदा तादृशरुचिः प्राप्यते या मया इष्यते तदा अहं सन्तोषं प्राप्नोमि बह्वीनां भाषाणाम् अध्ययनं मया इष्यते यदा बह्व्यः भाषाः मधुरतया मया श्रूयन्ते तदा मया सन्तोषः अनुभूयते यदा च मया पुरातनगीतानि श्रूयन्ते तदा महान् सन्तोषः अनुभूयते कदाचित् मया बहुधा श्रुत्वापि तद्गीतं गीयते यदा मया तद्गीतं गीयते तदा इतोपि सन्तोषः अनुभूयते यदा अहं चलच्चित्रं पश्यामि तदा मया सन्तोषः अनुभूयते किन्तु एषु चतुर्षु अपि अत्यन्तं सन्तोषं मयि उत्पादयति पुरातनगीतम् अतः अहं पुरातनगीतानि बहु इच्छामि तानि मां बहु मोदते